ग्राम्यक्षेत्राणां सांस्कृतिकव्यक्तित्वस्य संरक्षणाय प्रवर्धने च पारम्परिकक्रीडाः बहु अस्माकं जीवने बहवः तत्र प्रयोजनानि सन्ति किमर्थमित्युक्ते क्रीडायाः देहस्य व्यायामं लभ्यते क्रीडायां मनस्सन्तोषः भवति तेन देहः उल्लासः अपि भवति यस्य देहारोग्यस्य अस्तव्यस्तः अस्ति क्रीडायां तु साधनं कर्तुं शक्यते अतः तस्य क्रीडायां पारम्परिकता क्रीडा अस्ति कबडि उदाहरणार्थं कबडिक्रीडा हाकिक्रीडा अनन्तरं धावनं कूर्दनम् इत्यादिद्वारा वयं क्रीडामः चेत् बहु आनन्दम् अनुभवामः आरोग्यवर्धनमपि भवति इति मम अभिप्रायः अस्ति अतः स्वास्थ्यरक्षणं कुर्मः